अस्माकं प्रदेशे सौरविद्युत् एवम् एलेक्ट्रिक् विद्युत् वाहनं प्रकृतिसौरक्षणस्य उपक्रमाः सम्यक् सन्ति एतेषाम् उप क् उपक्रमाणां सफ़लं साफ़ल्यं साफ़ल्यम् आम् सम्यक् एव अस्ति तेन प्रकृतेः उपरि नैसर्गिकव्यवस्थायाः उपरि वा सम्यक् सम्यक् एव प्रभावः प्राप्तः अहम् अस्माकं क्षेत्रे सौरविद्युत् एवं विद्युत् वाहनस्य पालनं पालनं करोमि इदानीं लोकयानस्य उपयोगः अपि सम्यक् पालनं करोमि किमर्थम् इत्युक्ते लोकयाने बहवः जनाः एकवारम् एव प्रयाणं कर्तुं शक्यन्ते